कर्नाटकस्य इल्लापुरप्रान्ते तत्र व वने विद्यमानाः जनाः भवन्ति तेषां भाषासु तत्र व्यत्यासः दृश्यते नागरिकाः यथा भाषणं कुर्वन्ति तथा ते न कुर्वन्ति ग्रामीणजनाः यथा कुर्वन्ति तथापि ते न कुर्वन्ति तेषां तत्र प्रत्येकं भाषा एव वर्तते आहारादिषु अपि तेषां व्यत्यासः दृश्यते किन्तु उत्तमजनाः निष्कल्मषजनाः एव ते वर्तन्ते तत्र तत्र ते वने एव अधिका अधिकतया वासं कुर्वन्ति